आं मम प्रदेशे पर्यटनमार्गदर्शिनः अथवा टूर प्याकेज़् लभ्यन्ते यतो हि मम प्रदेशे बहु बहवः टूरिश्ट् प्लेसस् सन्ति अतः बहिष्टात् नाम असमात् बहिष्टात् भारतवर्षस्य विभिन्नप्रदेशात् अपि च भारतवर्षस्य बहीयदेशात् अपि अत्र जनाः आगच्छन्ति अतः अत्र सामान्यतया यः जनः यः दार्शन् यः दर्शकः बहिष्टात् यस्मात् प्रदेशात् वा यस्मात् देशात् वा आगच्छति तस्य कृते तस्याः तस्याः मातृभाषायाः एव अत्र मार्गदर्शनं भवति इति व्यवस्था अत्र अस्ति अर् उदाहरणतया वयं वक्तुं शक्नुमः यत् यदि कोपि जनः

इङ्ग्लेण्ड् इत्यादितः आगच्छति तर्हि तस्य कृते तस्य अङ्ग्रेजिभाषायां अत्र मार्गदर्शनं भवति इति व्यवस्था अत्र अस्ति